अस्माकं ग्रामे तावत् घृतं तथा लवणं मेलयित्वा तस्य पेषणं कृत्वा कण्ठभागे तस्य लेपनं कुर्वन्ति तेन च बहुशीघ्रं तस्य न्यूनं भवति तथा च पलाण्डुः तथा गुडम् एतत् उभयम् अपि खादन्ति एवं यदि लघुबालाः भवन्ति तर्हि तेषां पलाण्डुः तथा महतीशर्करा या वर्तते तां प्रयच्छन्ति एवं मरिचिका या वर्तते लघु कृष्णमरिचिका या वर्तते तामपि खादन्ति तथा च यदि सस्य सस्यपत्राणि भवन्ति औषधयुक्तसस्यपत्राणि तन्यपि खादन्ति एवं गृह गृहे यानि वस्तूनि प्राप्यन्ते तेषाम् एव औषधं कृत्वा कण्ठे लेपयन्ति उतः उत भोक्तुं यच्छन्ति